मम विवाहात् पूर्वं द्वित्रिवारं बैकिङ्ग् समूहेषु प्रवेशः कृतः कस्मिन्शित् मार्गे प्रयाणं कृतं बहु दूरं न अत्र समीपे एव कश्चन आनन्दः अनुभूतः परन्तु यदा गृहस्थः अभवं तदनन्तरं एवं समूहेषु बैकिङ्ग् यानादिकं मया न कृतं एकाकी एव प्रायः प्रयाणं करोमि गन्तुम् इच्छामि तदा सर्वान् एकत्र मेलयित्वा समूहेषु गमनं तथा सुलभं न सर्वेपि अन्यान्यकार्येषु मग्नाः भवन्ति तान् सर्वान् एकत्र सम्भूय एकत्र समाहृत्य अनन्तरं गमनं क्लेशाय भवतिस्म अतः प्रायः एकाकी एव गच्छामि स्म